अनेकेभ्यः जनेभ्यः जलागारेषु तरणं रुच्यते ते प्रायः ग्रीष्मकाले मनोरञ्जनाय प्राकृतिक कृत्रिमजलाशयेषु गच्छन्ति किन्तु ते मनोरञ्जनेन दत्तचित्तं भूत्वा तस्य हानिविषये ध्यानमेव न ददति किन्तु विशालेषु जलागारेषु तरणसमये अवधानम् आवश्यकमिति गतिसीमायाः पालनं कर्तव्यं मादकपदार्थानां सेवनं मा कर्तव्यं मानशूनविषये सचेतं भवेत् अत्यधिकेषु गर्तेषु मा गन्तव्यं बालकानां कृते सचेतं भवितव्यम् तरणात् पूर्वं प्रशिक्षणं ट्रेनिङ्ग् अवश्यमेव प्राप्तव्यम् यदि वयं कासारेषु मुक्तजलागारेषु समस्याः विषये चर्चां कुर्मश्चेत् अनेकाः समस्याः भवन्ति यथा शेवालः जलचराः पादपाः इत्यादयः कृत्रिमजलाशयेषु एताः समस्याः न भवन्ति यतोहि तत्र तेषां निर्माणस्य उद्देश्यं तरणार्थमेव भवति ते लघ्वाकाराः भवन्ति अतः तत्र जीवानां शैवलादीनाञ्च अभावः भवति किन्तु विशालेषु जलागारेषु जलस्य अधिकता कारणात् तत्र जलचराः शैवलादयः अपि भवन्ति एतस्मात् कारणात् तत्र तरणे समस्याः भवन्ति इति धन्यवादः